संस्कृतकविषु कालिदासः सुप्रसिद्धः संस्कृतसाहित्यस्य कालिदासः सुप्रसिद्धः वर्तते तेन महाकाव्यं खण्डकाव्यं नाटकं लिखितमस्ति यदि संस्कृतवाङ्मयात् तस्य कालिदासस्य काव्यानि नाटकानि निष्कासयामः महाकाव्यादि निष्कासयामः चेत् संस्कृतकाव्यस्य संस्कृतवाङ्मयस्य परि परिपक्वता न ज्ञापयितुं शक्नुमः तदर्थम् अयम् आचार्यकालिदासः उत्तमः वर्तते अनन्तरं वयं तत्र व्यवहारे सामाजिकव्यवहारे कथं निवासः कर्तव्यः इति तत्सर्वं नाम व्यवहारज्ञानम् एतेषां शास्त्रबोधनेन अस्माभिः ज्ञातुं शक्यते तदर्थम् अस्माकं कृते कविकुलगुरुकालिदासः इष्टतमः वर्तते एतेषाम् उपमाः अपि भवन्ति उपमाकालिदा दासस्य एते उपमायामपि सुप्रसिद्धः भवन्ति धन्यवादः